दीर्घेषु प्रवासेषु यदि भवान्

प्रथमं स्वास्थ्यस्य संरक्षणंभवति स्वास्थ्यसंरक्षणेन सह मार्गस्य वा प्रवासस्य ध्यानम् अत्यन्तम् आवश्यकतारूपेण निश्चितरूपेण दद्यात्पुनश्च स्वात्मरक्षणाय मा स्व पेटपूरणाय खाद्यविशिष्टपदार्थस्य अपि सात्विकभोजनं स्वीकर्तव्यम् आहारः तथा भवेत् इति नाम येन आहारेण शरीरस्य इतस्ततः न भवेत् नाम प्रवासे विघ्नः उत्पत्तिः न भवेत् इति पुनश्च कदापि प्रवासः करणेन पृष्ठपीडाभुज्पीडा इत्यादिकम् भवति पृष्ठपीडा भुज्पीडा इत्यादि नाम पृष्ठपीडा यदा भवति तदानीं किञ्चित् इतस्ततः एवं रूपेण उपवेष्टव्यम् इति एवम् एवं प्रवासकरणेन नाम दीर्घप्रवासः एवं विशिष्टतया एवं भवति ततः स्वास्थ्यरक्षणमपि वयं कर्तुं शक्नुमः तथा च दीर्घरूपेण प्रवासं कर्तुम् अनायासेन सिद्धता भवितुम् अर्हति इति